वेदस्य अध्ययनात् वेदाङ्गानाम् अध्ययनं भिन्नम् यतः वेदस्य समग्र परिचयाय वेदाङ्गानाम् अध्ययनम् आवश्यकम् अतेव उक्तञ्च महाभाष्ये ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च तत्र अर्थात् ब्राह्मणस्य यः ब्रह्मः अर्थात् अत्र वेदः वेदस्य यः ज्ञाता भवितुम् इच्छति वेदस्य यः जिज्ञासु भवति सः वेदाङ्गान् नूनमेव अधीतः यतः वेदाङ्गानाम् अध्ययनम् वेदज्ञानाय निष्कारणधर्मः अर्थात् प्रयोजनम् अनुत्तिष्यापि अस्माकं वेदाङ्गानाम् अध्ययनं वेदस्य सम्पूर्णं परिज्ञानाय नूनं कर्तव्यम्